हरि ओम् हा नमस्ते अहं मानसा इति अहं बेंगळुरुनगरे वसामि तत्र एकम् आर्ट् गेलरी वर्तते तत्र कश्चनकार्यक्रमः आयोजितः वर्तते भवन्तः तत्र चित्रकारः सन्ति खलु हा तत्र भवतां चित्रं यद्वर्तते तत् तत्र क्रेतुं शक्यते वा हा चित्राणि प्रायः त्रिशतं चित्राणि अपेक्षन्ते आम् भवतां विषये मया शृतम् अस्ति यत् बहु सम्यक् चित्रं लिखन्ति इति हा वयं तत्र परिसरस्य परिसरस्य विषये एक्झिविषन् कुर्व कुर्वन्तः स्मः अतः भवतां विषये शृत्वा भवतां चित्रं यदि भवति तर्हि अन्ये जनाः अपि आगच्छेयुः इति विचिन्त्य आहुतम् अस्ति अतः कृपया आनेतुं शक्नुवन्ति वा हा हा एवं महदपि भवितुम् अर्हति लघु अपि भवितुं अर्हति यत् किमपि आनेतुं शक्यते किन्तु चित्रं तु सुन्दरं भवेत् पुनश्च त्रिशतम् अपेक्षन्ते एवं च बहिष्टात् देशादपि जनाः आहूतः सन्ति अतः प्रायः विक्र किं विक्रयणं भवेत् इति चिन्तितम् अस्ति हा एवम् हा एवम् आम् अस्तु आम् आम् अस्तु हा अस्तु अस्तु आम् आम् अस्तु महोदयः बहिष्टात् अपि आगच्छन्ति इति कृत्वा प्रायः सम्यक् भवेत् विक्रम् विक्रयणम् इति चिन्तयामि अतः यावत् वा भवतु कृपया आनयन्तु हा अग्रिममासे वर्तते अतः तस्मात् प्रागेव सर्वं सज्जिकृत्य अत्र प्रापयन्तु बेंगळुरुनगरे वर्तते हा एवं दिनद्वयात् प्राक् अत्र प्रापणियं बेंगळुरुनगरं एवम् हा अस्तु तस्य व्यवस्थां कारयामः वयं आम् अस्तु व्यवस्थां वयम् एव कारयामः हा एवं त्रिशतं तर्हि अपेक्षन्ते उत्तमचित्राणि अपेक्षन्ते बृहद्वा भवतु लघु वा भवतु कथचित् शक्यते किन्तु उत्तमचित्राणि अपेक्षन्ते क्वालिटि अपेक्षते आम् अस्तु महोदयः